अस्माकं क्षेत्रे प्रसिद्धाः विद्यालयाः सर्वकारि विद्यालयाः बहवः सन्ति इण्टर्नेश्नल् विद्यालयाः अपि सन्ति तत्र केण्टोर् सैनिक् स्कूल् अस्ति अनन्तरं भारतीविद्याभवन् अस्ति इति प्रसिद्धाः विद्यालयाः सन्ति एते सर्वे अपि विद्यालयाः उत्तमाः एव सन्ति तत्र शुल्कं बालकानां कृते शुल्कम् अधिकं वा भवति प्रत्येकतया विशेषतया अकर्ड् मध्ये शुल्कम् अधिकं भवति परन्तु तत्र छात्राणाम् अनुशासनं न भवति ते तु वदन्ति छात्राणां कृते अनुशासनं दीयते अनुशासनं ते पालयन्ति इत्यादि परन्तु इमं किमपि तत्र न भवति अनन्तरं भारतीविद्याभवन् तु बहु उत्तमः विद्यालयः भवति तत्र छात्राणां कृते अनुशासनमपि भवति विद्या अपि आगच्छति संस्काराः अपीति शिक्षयन्तः सन्ति अतः अहं भारतीविद्यालयेषु उत्तमम् इति वक्तुं शक्नोमि